अहं यदा बुक् करणसमये तद् ओण्लैन् इति तत्र टिक् कृतवान् तस्मात् ओण्लैन् इति भवति परन्तु मम एक्कौण्ट् मध्ये अधुना तन्मास्तु मम मा अस्य मासस्य ई एम् ऐ अधुना एव प्रा अद्य प्रातः एव ते स्वीकृतवन्तः तदहं न ज्ञातवान् अधुना एव मेसेज् आगतं तस्माद् अहं न दृष्टवान् तद् केश् हस्ते दातुं लिक्विड् केश् दातुं शक्यते वा किञ्चित् अड्जस्ट् करोतु भोः